हा हरिः ओं कः वदति हा वदतु आमामाम् अस्तु अस्तु अस्तु हा हा हा भवतः नाम किं अस्तु हा किम् अधीतं अस्तु अस्तु कस्मिन् शास्त्रे भवान् शास्त्रिपदवीं प्राप्तवान् अस्तु अस्तु तत्र ओ अस्तु अस्तु आचार्य पद आचार्य आचार्य भवतः प्रतिशतं कियदस्ति ओ षडशीतिः इत्युक्ते न्यूनं भवति अस्मभ्यम् अत्र नवति प्रतिशतोत्तरजनाः एव अपेक्ष्यन्ते भवतु तर्हि भवान् इदानीं वेदान्तं पुनः किं पाठयति केवलं वेदान्तम् एव नास्ति अत्र व्याकरणमपि पाठनीयं भवति भवान् व्याकरणमपि पाठयति वा किं अस्तु राजेशः इत्यत्र कः सन्धिः वर्तते राजेशः इत्यत्र कः सन्धिः वर्तते कथं गुणसन्धिः प्रतिपादयतु भवतु भवतु भवतु जीवन्मुक्तस्य लक्षणं वदतु भवतु न जानाति अस्तु तर्हि किमर्थम् आवेदयति तर्हि वेदा जीवन्मुक्तस्य लक्षणं न जा न जानाति चेत् कुतो वा आवेदयति भवान् अस्तु वेदान्तसारग्रन्थस्य लेखकः लेखकः कः अस्तु तर्हि अस्तु वेदान्ते शङ्कराचार्याणां विषये किं जानाति भवान् पितुः नाम किं शङ्कराचार्याणां अस्तु अस्तु अस्तु गुरुगोविन्दभट्टपादाः शङ्कराचार्याणां पिता अस्तु तर्हि इदानीं हा अस्तु तर्हि भवान् वेदान्तं तु पाठयितुं न शक्नोति परन्तु किञ्चित् व्याकरणं जानाति अतः व्याकरणस्य प्रश्नमेव पृच्छामि अत्र अष्टमकक्ष्यायाः नवमकक्ष्यायाः पुनः दशमकक्ष्यायाः कृते भवता इदानीं व्याकरणं पाठनीयं वर्तते तदु अतः तत्र सिद्धान्तकौमुदी वर्तते पुनः नागे नागेशभट्टस्य ग्रन्थः अपि वर्तते परन्तु भवान् सम्यक् न पाठयति इत्यतः मास्तु भवान् अस्तु अन्यत्र आवेदनं करोतु आदौ सम्यक्